मम तु अधिकं लेखनस्य रुचिः भवति इत्युक्ते शिक्षा विषये शिक्षा इत्युक्ते वयं समाजस्य कृते किं शिक्षां ददामि किं शिक्षा दद्मः इत्युक्ते इदानीं चिन्तयतु छात्राः पठन्ति बहु किमपि पठन्ति ते तद् आङ्ग्लं पठन्ति संस्कृतं पठन्ति उत्कलभाषां पठन्ति सर्वं पठन्ति परन्तु तेषां पठित्वा बहु किमपि धनम् आर्जयन्ति ऐटि अपि कुर्वन्ति तत्र बहु सम्यक्तया आङ्ग्लभाषा सम्भाषणं कुर्वन्ति स्वस्वभाषा मातृभाषा अपि सम्भाषणं कुर्वन्ति राष्ट्रभाषा अपि सम्भाषणं कुर्वन्ति परन्तु तेषां पार्श्वे संस्कारः एव एक यद् भवति तदेव नास्ति अतः मम एतदपि भवति ते अद्यतनयुगे छात्राः पठन्ति तेषां कृते आदौ संस्कारः अपेक्ष्यते वयं यदा वदामः इत्युक्ते प्रातःकाले उत्थाय पितरौ कृते यत् प्रणामं कुर्मः तदस्माकं संस्कार एव इदानीं नास्ति अतः आदौ अस्माकं संस्कार आनेतव्यं तदनन्तरं वयं किमपि अन्येषां कृते दातुं शक्नुमः समाजस्य कृते दातुं शक्नुमः तदर्थम् अस्माकं कृते निश्चयेन वदामि इत्युक्ते आदौ संस्कारः अपेक्ष्यते